एषु दिनेषु लेखनम् अतीवन्यूनमेव यतः लेखनीयम् इत्येव लेखनीयं लेखनार्थं य ये पुस्ताकानि लिखन्ति अथवा लेखान् लिखन्ति तादृशाः एव प्रायः नियतरूपेण लिखन्ति मादृशाणाम् अथवा गृहे ये वसन्ति गृहिण्यः भवन्ति तेषां लेखनकार्यम् अतीव न्यूनम् अतः मम तु तादृशः कोऽपि नियमः नास्ति लेखनीयमेव इति यदि अनिवार्यम् अस्ति अथवा कुत्रचित् किमपि लेखनीयम् अस्ति तादृशसन्दर्भेषु एव मम लेखनं भवति अत्यधिकं नाम वस्तूनाम् आवलिकरणम् एव गृह गृहोपयोगिवस्तूनामेव आवलीकरणम् अन्यथा नियतरूपेण लेखनमिति किमपि नास्ति